अस्माकं प्रदेशे तावत् अधिकाः जनाः कृषकाः एव निवसन्ति कृषिं कृत्त्वा एव स्वजीवनं ते यापयन्ति अतः तैः यद्वर्धते फलं तदार्थं यदि सम्यक् धनं प्राप्यते तर्हि ते सम्यक् जीवनं यापयितुं शक्नुवन्ति कदाचित् धनस्य धनं धनस्य मौल्ये वर्धनं न भवति तेन क्लेशः अपि अनुभूयते एवं वृष्ट्यादिना यदि वृष्टिः आगच्छति तर्हि फलस्य नाशः अपि भवति एवं तदर्थं यदि व्यवस्था भवति तर्हि ते सम्यक् जीवनं यापयन्ति एवं सद्यः तु अर्थव्यवस्थादृष्ट्या धनस्य मौल्यवर्धनं स्यात् इति तु वर्तते